नमस्कारः अहम् अश्विनीकुमारठाकुरः वदन्नस्मि अस्माकम् एकम् अध्ययनकेन्द्रं भवति ज्ञानसिन्धु अध्ययनकेन्द्रं तत्र भवत्या फ़ार्म् पूरितमासीत् वा किन्नाम भवत्याः एवं स्वकीयं परिचयं देहि केवलं तत्र शैक्षणिकपरिचयमात्रं दे दातव्यमस्ति शास्त्रि इत्यादिकं कुत्र कृतं तत्र मूलपरिसरे एव नाम तस् तस्य तस्मिन् महाविद्यालयः अस्ति तत्र एवमेवं सम्प्रति किं करोति एवं वा तत्र किं पाठितं तत्र तत्र तस्य प्रमाणपत्रमपि अस्ति वा तत्र कति छात्राः आसन् तद् शास्त्रिकक्षायां के के विषयाः पाठिताः कः विषयः भवत्यै अधिकं रोचते एवं वा लक्ष्यग्रन्थान् नैव पाठयति किं एवं तत्र लक्ष्यग्रन्थेषु के ग्रन्थाः पाठिताः लक्ष्यग्रन्थान् पृच्छामि नाम यथा या अबि अभिज्ञानशाकुन्तलमस्ति कः अधिकः रोचते अस्तु तत्र लक्ष्य ल तत्र कालि कालिदा कालिदासादिषु कः अधिकः रोचते तथा न पृच्छामि नाम न न नाम यथा भासः अस्ति कालिदासः अस्ति तथा तेषु कः अधिकः रोचते कस्य लेखने अधिका भाषा वा तस्य ग्रन्थः कः अस्ति साक्ष कथं पाठयति भवती नाम कक्षायाम् उत्थाय केवलं ब वदति अथवा तत्र किञ्चित् प्रायो तत्र टेक्नोलजि इत्यादिकं तत्र प्रयुज्यते भवत्या एव तत्र छन्दसां पाठने भवती नाम छन्दसां पाठने भवती तत्र पवर्पाय्ण्ट् नाम ज द्वारा अपि भवती पाठे एवं वा अत्र तु नाम सहस्राधिकाः छात्राः भविष्यति भविष्यन्ति भवति भवत्या भीतिस्तु नैव भव् तत्र भविष्यति तर्हि एकवारं भवती अत्र आगत्य स्वकीनतनं डेमो अत्र भवती ददातु आं तत्र वयं निर्णयं करिष्यामः तत्र भवत्या भवतीनां किं कर्त् तत्र कर्तव्यं अस्तु भवत्या तत्सर्वम् अस्म् वयं मेल् करिष्यामः अस्तु अस्तु ओं नमस्कारः